पञ्चभ्यः वर्षेभ्यः पूर्वम् एकं व्यजनं क्रीतमासीत् ऊषा इति तस्य तस्य संस्था अत्यन्तम् उत्कृष्टतया कार्यं कुर्वत् अस्ति तद्वेजनं महते सन्तोषाय उत्तमा सुविधा